सत्यघटनाधारितानि पुस्तकानि इत्युक्ते बहवः सन्ति तत्र महापलायन इति कन्नडभाषायाम् एकं पुस्तकम् एकं पुस्तकम् अस्ति सैबीरिया मरुभूमिं हिमालयम् अपि तीर्त्वा तस्य नायकः भारतं प्रविशति सोवियत् युद्धकाले सः बन्धिः आसीत् सः पञ्चविंशतिवर्षीयः आसीत् तदा स्वातन्त्र्येण जीवितव्यम् इत्यनेन कारणेन सः ए एवं करोति अद्य पञ्चमकक्षायाम् अनुत्तीर्णः भवति चेत् आत्महत्यां कुर्वन्तु बहुजनाः सन्ति परं महापलायनपुस्तकस्य नायकं पश्यन्तु तस्य उद्देशः स्वतन्त्रजीवनं तावदेव अस्माभिः अस्य अध्ययनं अवश्यं करणीयम् इति मे मतः